मम क्षेत्रं गुरुवायुर् अस्ति तत्र नूतनाः व्यापाराः आरब्धुं शक्यन्ते किमर्थम् इति चेत् गुरुवार् इति बहु बहूनि लोकाः जनाः आगच्छान् आग आगमिष्यन्ति अतः नूतनाः व्यापाराः आरब्धुं शक्यन्ते यदि मम मया किमपि व्यापारम् आरब्धुमिच्छसि कुक्कुटव्यापारम् आरब्धुं शक्यम् आरब्धुम् इति मम तात्पर्यः किमर्तमिति चेत् सर्वेषु गृहेषु एकैकं कुक्कुटः इति मम इच्छा